अहं योगकक्षासु भागं ऊढवती सत्यं तत् तदा समूहरूपेण यदा योगासनशिबिरे वा अथवा योगासनकक्षासु भागं वहामः चेत् अति उत्साहः भवति इदानीं करणीयं सर्वं कर्तुं शक्यते आसनानि कर्तुं शक्नोमि इति चिन्तयामि किन्तु गृहे तत् तद्वत् एव गृहे कर्तुम् औदासिन्यं भवति एकया करणीयम् अथवा दैनन्दिन गृहकृत्यानि भवन्ति तद् कृत्वा के कुर्वन्ति इति औदासिन्यमनोभावमपि भवितुमर्हति तदर्थं अनुभवः नाम योगासनकक्षासु सर्वेषां साकं कर्तुं बहु सुलभं भवति गृहे तथापि कुर्मः वयम् आरोग्यवर्धनार्थम् इदानीन्तनकाले योगः अत्यावश्यकमेव तदर्थं योगासनानि करोमि